नमस्ते वोला अहं शशिरेखा गिरिनगरतः अहं श्वः दशवादने रेल् स्थानकं गन्तुं क्याब् बुक् कृतवती अस्मि यानं कस्मिन् समये आगच्छति कृपया निर्दिष्टसमये आगच्छतु